श्रीगुरुभ्यो नमः हरिः ओम् आस्तिकनास्तिकदर्शनानां भेदः कः तद्विषये वद अस्मिन् विषये आस्तिकाः नाम ये ये वेदं प्रमाणिकम् इति विश्वासं करोति सा सर्वा आस्तिकाः इति तादृशविषये नाम वेदविषये यः यानि शास्त्राणि अप्रमाणानि अपरम् अप्रमाणानि अप्रमाणम् इति विश्वासं कुर्वन्ति ते सर्वे नास्तिकाः इति अत्र आस्तिकाः आस्तिकमताः नाम बहु सन्ति उदाहरणं तु न्याय वैशेषिक क्ष वैशेषिक वैयाकरण द्वैत अद्वैत श्रीवैष्णः इत्यादि प्रभृतयः तथा नास्तिकदर्शनानि नाम नास्तिकमताः नाम नास्तिकमताः अपि केचन समर्थन्ते ते अपि ताः ते हि उदाहरणार्थं बौद्धाः जैनाः जैनाः तथा क्षरबङ्गवादिनः क्षरबङ्गवादिनः शरबङ्गवादिनः प्रभृतयः ते वेदं नास्ति इति प्रतिपादयन्ति अस्मिन् विषये भेदः एतदेव अहं पुरापि उक्तं किम् इति चेत् वेदं वेदम् अपौरुषेयं तस्मिन् विषये वयं विश्वासं करणीयमेव तस्माद् वेदविषये विश्वासं कृत्वा अहम् एतत् वाग्व्यापारात् विरमामि श्रीकृष्णार्पणमस्तु